अस्माकं समुदाये विवाहस्य समये विवाहः यदा भवति तस्मिन् समये तस्मिन् कार्यक्रमे अस्माकं नृत्यस्य अस्माकं समुदाये नृत्यस्य कृते महत्वं दद्मः किमर्थं नाम यदा उत्स यदा कार्यक्रमादिकं भवति तदा झोश् इति वदामः खलु तद् भवेत् तद् यदा विवाहः भवति तदा तदा गानं स्थापयित्वा नृत्यं नृत्यादिकं कुर्मः किमर्थं नाम सन्तोषादिकं प्रका प्रकटना दर्शयितुं उत्सा उत्साहः भवति विवाहः अस्ति इत्यतः तदा अस्माभिः अस्माकं समुदाये नृ नृत्यादिकं क्रियते पुनः तस्मिन् एव समये ये य यस्य विवाहः भवति तस्य समु समुदायेपि संहत्य सर्वेपि वृद्धाः भवन्ति चेदपि किञ्चित् वा ते र् नृत्यं कुर्वन्ति इत्यतः यदा नृत्यं कुर्वन्ति तदा सन्तो सन्तोषिणः इति ज्ञायते तेन तेषां उत्साहः भवति ये तत् कार्यक्रमसमाप्तिपर्यन्तं तस्य नृत्यस्य तत्र भागग्रहणं भवति यदा आरभ्यते ततः आरभ्य यद् नृत्यं यदा आरभ्यते ततः ततः आरभ्य विवाहः आरभ्यते यदा विवाहः समाप्यते तदा नृ नृत्यादिकं समाप्यते एवं यदा कार्यक्रमादिकं भवति तदा नृत्यादिकम् अस्माकं समुदाये महत्वं प्राप्नोति